भारतदेशे बहुत्र नलिकाकूपेषु उपयोगः दृश्यते अस्माकं ग्रामे अपि नाम मम ग्रामे अपि नलिका कूपेन जनः जलं स्वीकृत्य श्वीकुर् स्वीकुर्वन्ति परं तस्य उपयोगः कथम् इत्युक्ते हस्तेन उपरि अधः कृत्वा कृत्वा बहुवारं कुर्वन्ति चेत् ततः जलं समागच्छति अनन्तरं जनाः स्वीकुर्वन्ति